हरिः ओं महेन्द्रमहोदय प्रति कुशलं परह्यः यद् दूरभाषां कृतवान् खलु डिजिलाकर् तस्य सहाभागी भागयितुं तत्र इदानीम् आदौ यत् कूटाब्दमस्ति खलु तस्य परिवर्तनं कर्तव्यं भवति यतो हि उभयोः अपि अनुकूलं कूटशब्दम् अस्माभिः प्रथमं करणीयं डिजिलाकर् सहभागेन यद् वयं तत्र अन्तर्जाले यत् स्थापयामः तत् सुरक्षितं भवति

वयं स्वीकर्तुं शक्नुमः पुनः तत्र मया यत् टङ्कितं तद् भवतः अनुक्षणं लभ्यते मम सम्पर्कः कर्तव्यः तस्य ईमेल् करोतु इत्याद् एवम् इमेल् करणस्य आवश्यकता न भवति अतः डिजलाकर् उपयोगं वयं मिलित्वा कुर्मः वा अस्तु आदौ तस्य कूटशब्दमस्ति खलु तद् भवतः उभयोः अपि अनुकूलं कूटशब्दं स्मरणे स्थापयितुं सुलभं सुलभं भवेत् तथा तथा च बदिष्टमपि भवेत् तादृशं कूटशब्दं निर्मातुं भवान् सहायं करोतु अस्तु वा